मूल्याङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहणस्य शैक्षणिकमौल्यम् अतीवविपुलमेव छात्राणां प्रति तस्य सङ्ग्रहणं अतीव गुणकरः एव मूल्याङ्कानां सङ्ग्रहणं दृष्ट्वा अनेकाः चरित्रपराणि कार्याणि तस्य मूल्याङ्कानां सविशेषता इत्यादिकार्याणि ज्ञातुं शक्यन्ते तथा मुद्रा मुद्राणां सङ्ग्रहणं दृष्ट्वा तस्य चरित्रपराणि कार्याणि तेषां वैविध्यं तस्य सा सविशेषता इत्यादिकार्याणि अपि ज्ञातुं शक्यन्ते ततः तद् सर्वं छात्राणां प्रति अतीव उपकारः एव चरित्रपराणि अनेकानि कार्याणि एतद्वारा स् छात्राः ज्ञातुं शक्यन्ते